हरिः ओं हरिः ओं हरि मम नाम आर्या अहम् एक् एन्वयन्मेण्ट् अस्ति एतत् सर्वम् अत्र मम गृहस्य पार्श्वे मम गृहस्य पार्श्वे एकं मार्गः अस्ति तत् निर्माणम् अत्र प्रचलति भवान् जानाति वा इदानीं तिरुवनन्तपुरे हैवे समीपम् एकं रो रोड् सर्वं मार्गस्य निर्माणं चलति भवान् जानाति वा ए भो अत्र एव हैवे मध्ये समीपे एकमस्ति किल अयं तिरुवनन्तपुर किल्लिपालसमीपे अत्र ब्रोड् निर्माणं सर्वं चलति एतस्य समीप पार्श्वे विद्यमानानां वृक्षाणां सर्वं तद् निर्माणं कृतवन्तः भवान् जानाति वा एतत् किमर्थं करोति किमर्थं करोति वृक्षम् अस्माकं कृते क जीवनस्य कृते बहु सहायं भवति भवान् जानाति वा ये भवान् अत्र पश्यामः इति पश्यामि इति नास्ति भो एतत् सर्वं भवतः दर्शनं कर्तुं पुरतः चलति एतत् सर्वं भवान् न जानाति इति वदति चेत् वयं किं कर्तुं शक्यते वृक्षम् अस्माकं जीवनस्य कृते किं बहु सा सहायं भवति तत् श्वासं ददाति तस्य तस्य जीवनम् अस्माकं दायित्वम् अस्ति किल ये भवान् एकं एकं भवान् एकं पोस्ट् मध्ये अस्ति भवान् एक ओफ़िशियल् अस्ति भवान् न जानाति चेत् कः जानाति तद् भवतु तद्भवद् एतत् सर्वं पश्यति भवतः उद्योगमस्ति वा नास्ति वा एतत् सर्वं दर्शनीयं किल एकः एकः एकः एकः वृक्षः निर्माजनं करोति चेत् अन्यद् दशवृक्षाणाम् वर्धनाय तत्सर्वं युष्माकमेव दायित्वमस्ति यत् सर्वं न किं करोति किल कति इति नास्ति एकं ददाति चेत् एकं निर्माजनं करोति चेदेव प्रश्नः एव अस्ति कति इति एक तु प्रश्नस्य अत्र प्राधान्यं नास्ति सर्वं करणीयम्

हा पश्यतु पश्यतु अहमपि पश्यामि किं कर्तुं शक्यते इति मम हा अस्तु भवतु